मम ग्रामे कुटुम्बयोः विवादाः कथं निराकृताः भवन्ति इति मया नैव ज्ञायते यतो हि अहम् अध्यययननिमित्तम् अन्यत्र वसामि केवलं श्रुतमस्ति यत् ज्येष्ठाः सम्मिल्य परिहरन्ति इति